चारणमिति न कृतम् इति उक्तं मया इति कारणेन एतादृशः अनुभवः न जातम् एव च त छायाचित्राणि वा तत्र स्वीकरणीयम् इति स्वीकर्तव्यमिति तत्र न अभवत्